मम ग्रामः वर्तते वसदुर्गः वसदुर्गे कोटे इति वा व वदामः खलु वयं कोटे कन्नडभाषायां कोटे इति तद् किम् इत्युक्ते शिलाखण्डयुक्तः भवति नाम तत्र पुरातनकाले यथा मगधीरः नाम ऐधरालिमहोदयाः आसन् ते तत्र वस वासं कुर्वन्ति स्म पुनः वसदुर्गतः तत् कोटे कियत् दूरमस्ति इत्युक्ते न्यूनातिन्यूनं पञ्चाशत् किलोमिटर् वर्तते पञ्चाशत् किलोमिटर् वयं तत्र गच्छामश्चेत् तत्र किं भविष्यति वयं कोटा कोटे इति कन्नडभाषायाम् उच्यते फ़ोर्ट् इति आङ्ग्लभाषायां यदि वदामः तद् वयं द्रष्टुं शक्नुमः पुनः तत्र प प्रसिद्धः महोदयः वर्तते सः तत्रैव भवति तस्य नाम वर्तते कोतिरामः इति सः किं करोति इत्युक्ते यथा तत्र फ़ोट् भवति तत् सः विना सहाय्येन तत् कोटे इति सः यदस्ति तत् सः आरोहणं करोति कथमारोहणं करोति इत्युक्ते विना कस्य कस्यचिदुपयोगस्य वा नाम यथा सः यथा गच्छति न हस्ते किमपि न भवति तथैव सः गत्वा तां कोटां फ़ोर्ट् इत् इति सः आरोहणं करोति आरोहणं कृत्वा ये आगच्छन्ति ततः नाम द्र् द्रष्टुं ये गच्छन्ति प्रवासिकाः ते वदन्ति हेय् एषः कोतिरामः खलु एषः तु अ आरोहणं विना प्रयासेन करोति इति वदन्ति पुनः तत् सः किं करोति पुनः तत्र आरोहणं कृत्वा प्रोत्सकान् प्रेरयति हा पश्यन्तु इति पुनः तं दृष्ट्वा एते धनं वा नाम करताडनं करताडनं वा कुर्वन्ति अस्य होसदुर्गस्य होसदुर्गः नाम चित्रदुर्गः इति जिल्ला वर्तते तत्र एतत् फ़ोर्ट् वर्तते तत्र अयं विशेषः